मम प्रदेशे ऐतिहासिकं स्थानं वा विशिष्टभूप्रदेशं वा अस्ति वा मम प्रदेशे ऐतिहासिकस्थानं वर्तते तथापि भूप्रदेशमपि अस्ति परन्तु तत्र गमनार्थम् अनुज्ञां दात् प्रथमतया आवश्यकम् भवति अनन्तरं तत्र शुल्कमपि अस्ति इति श्रूयते परन्तु तत्र गमनार्थं बहु क्लेषमपि अस्ति परन्तु तत्र इदानीं वृष्टिः अस्ति अतः कारणेन एतादृशकारणेन ऐतिहासिकस्थानं गन्तुं बहु कष्टम् अस्ति मम प्रदेशम् बहु अस्ति परन्तु तद्विषये अहम् बहु स्पष्टतया वक्तुं न शक्नोमि किमर्थम् इत्युक्ते तत्तु प्रसिद्धस्थानानि न सन्ति तदर्थम् एतादृश कारणेन उभयं तत्र गन्तुम् आवश्यकमपि अस्ति बहु प्रसिद्धमपि अस्ति इति